विभिन्नानां व्यञ्जनानां पाककरणे अनुभवः नाम प्रतिदिनं तु व्यञ्जनानि करणीयानि एव एकैकं दिनम् एकमेव व्यञ्जनं सारः अनन्तरं तेमनम् अनन्तरं किं व कुर्मः अन्यत् क्वथितम् इत्यादिकं कुर्मः तथापि क्वथितं कर्तुं किञ्चित् क्लेशः अस्ति यतः तत्र नारिकेलस्य आवश्यकता भवति सर्वं बवति रसं कर्तुं सारः कर्तुं तस्य आवश्यकता न भवति व्यञ्जनं कर्तुम् अवश्यकं तत्सर्वं परिकराः तत् शाकाखण्डनं करणीयम् इत्यादिकं सर्वं करणीयं क्लेशः इति न प्रयत्नेन करणीयम् अनन्तरं बहुधा प्रयत्नेन कृत्वा रुचिकरमपि कर् करणीयं खलु तदर्थं तत् कर्तुं क्लेशम् इति न चिन्तयामः नैमित्तिककार्यं खलु तदर्थं क्वथनं कृत्वा अनन्तरं क्वथितं कर्तुं किञ्चित् क्लिष्टं भवति समयः अपि अधिकः जायते किन्तु पाककार्यं मम क्लिष्टं कार्यम् इति न अन्यान्यविधविधव्यञ्जनं कर्तुं किञ्चित् समयः अपेक्षते किन्तु सहजम् इति कारणतः वयं व्यञ्जनानि कृत्वा पाककार्यं समापयामः